नगरप्रवासं कृत्वा अपि त्वम् अद्यापि ग्रामे एव स्थातुम् किमर्थम् इच्छसि नगरप्रवासं कृत्वा अहं ग्रामे किमर्थं भवितुम् इच्छामि इत्युक्ते ग्रामे समीचीनतया वातावरणं भवति समीचीनतया शुद्धगाळि शुद्धजलं वा भवतु सर्वं शुद्धं भवति मनश्शान्तिः सर्वदा समीचीनतया भवति यदा नगरप्रवासं कुर्मः यदा नगरं गच्छामः तदा समीचीनतया गाळिः वा भवतु समीचीनतया जलं वा भवतु समीचीनतया परिसरो वा भवतु किमपि न भवति तदर्थमेव नगरे एतत् उद्यानवनम् इत्यादिकं कुर्वन्ति नगर ग्रामे यथा कर्तुं तथा करणीयम् इति नास्ति तत् समीचीनतया एव भवति वातावरणमेव शुद्धमेव भवति तदर्थम् अहं ग्रामे वसितुम् इच्छामि वसितुम् इच्छामि तदर्थम् अद्यापि अहं ग्रामे एव स्थातुम् इच्छामि इति वक्तुं शक्नोमि